आम् अहं योगकक्षासु भागं गृहीतवान् यदि योगकक्षासु सर्वे भवन्ति तत्र योगाभ्यासं कर्तुं तत्र आलस्यं न भवति किमर्थम् इत्युक्ते सर्वे मिलित्वा कुर्मः चेत् तत् एकं विनोदं भवति अतः योगकक्षायां यदा कुर्मः तदा व्यक्तितः गृहे कुर्मः चेत् नागच्छति एव व्यक्तितः एकघण्टापर्यन्तं योगा कुर्मः करोमि इति चिन्तयामि परन्तु तत्र न्यूनः समयः एव भवति परन्तु कक्षायां योगा अभ्यासं भवति चेत् सम्यक् एव तत्र समः एव न तिष्ठति इति भाति अतः योगकक्षायामेव सम्यक् भवति